हरि ओम् अहं माधव मैत्रेयी गुरुकुलतः वार्तालापं कुर्वन्नस्मि गतकाले भवन्तः अस्मान् मङ्गलूरुनगरं प्रति स्वीकृत्य गतवन्तः तावत् तथा एव एतस्मिन् समये अन्यत्र गन्तव्यं अस्ति केरला राज्ये कानिचन स्थलं प्रति गन्तव्यं कृपया आगच्छन्ति वा